मम राज्ये शिक्षणव्यवस्थायाः उपरि संस्कृतस्य प्रभावः अस्ति यतो हि बहुत्र शालासु संस्कृतस्य पाठः क्रियते बहुत्र छात्राः संस्कृतभाषां फ़स्ट् लाङ्ग्वेज् फ़स्ट् लाङ्ग्वेज् इति पुनः तृतीयभाषात्वेन प्रथमभाषात्वेन च स्वीकुर्वन्ति अनेन संस्कृतस्य प्रभावः शिक्षणव्यवस्थायाम् अस्ति इति ज्ञायते मिज बहुत्र संस्कृतप्राध्यापकाः अपेक्षन्ते इति श्रूयते बहुत्र संस्कृतं पाठयितुं जनाः भवन्ति संस्कृतं प्राधान्येन क्वचित् पाठ्यते कन्नडेन समम् आङ्ग्लभाषया सह संस्कृतमपि पठ्यते पाठ्यते इत्यतः शिक्षणव्यवस्थायां संस्कृतस्यापि प्रभावः दृश्यते अपि च क्वचित् क्वचिदत्र भगवद्गीता अपि च क केचन श्लोकाः विशिष्यतया बालकेभ्यः छात्रेभ्यः पाठयन्ति शालासु इत्यतः प्रभावः सम्यक् अस्ति इति ज्ञायते अपि च संस्कृतमेव आधृत्य का का कासुचित् शालासु संशोधनाधिकं क्रियते अनेन संस्कृतस्य प्रभावः शिक्षणव्यवस्थायाः उपरि अस्ति अपि च संस्कृतमेव निर्देष्टुं क्वचित् यूनिवर्सिटि तत्रापि वर्तते अतः अनेन ज्ञायते संस्कृतस्य प्रभावः सम्यकेव अस्माकं राज्ये वर्तते इति सः संस्कृतभावः शिक्षणव्यवस्थायाः उपरि अस्ति